अस्माकं तु पूगवाटिका अस्ति पूगफलं तु शीघ्रं नष्टं न भवति यथा शाकादिकं सप्ताहाभ्यन्तरे विक्रयणं करणीयं तादृशं भवति अत्र तु तथा नास्ति वर्षं यावत् वयं स्थापयितुं शक्नुमः तत्र पुनः सोसैटि इति अस्माकम् अस्ति एतेन कारणेन वयं गृहे रक्षितुं न शक्नुमः वृष्टिकाले इत्यादि किमपि नष्टं भवेत् इति चिन्तयामः चेत् वयं तत्र नीत्वा तत्र महाभवनं भवति तत्र स्थापयामः वयं यदा इच्छामः तदा विक्रयणं कर्तुं शक्नुमः यः क्रेता अस्ति सः अपि साक्षात् अस्माकं अस्माभिः सह सम्पर्कः भवति इति कारणतः अस्माकं वञ्चना तु कुत्रापि न भवति एव अतः वयमत्र शोषणादिकं न अनुभवामः